महर्षिकृष्णद्वैपायनवेदव्यासेन विरचितं महाभारतमहाकाव्ये अष्टादश पर्वाणि सन्ति ते यथा आदिपर्व सभापर्व वनपर्व विराटपर्व उद्योगपर्व भीष्मपर्व द्रोणपर्व कर्णपर्व शल्यपर्व सौप्तिकपर्व स्त्रीपर्व शान्तिपर्व अनुशासनपर्व अश्वमेधपर्व आश्रम्वासिकापर्व मौसुलपर्व महाप्रस्थानिकपर्व स्वर्गारोहणपर्व इत्यादि पर्वाणि सन्ति आदिपर्वे कौरवपाण्डवयोः जन्मवृत्तान्तं वर्णितम् अस्ति एवञ्च विवाहविषये अपि वर्णितम् अस्ति सभापर्वे कौरवपाण्डवयोः पाशाक्रीडायाः विवरणं वर्तते वनपर्वे पञ्चपाण्डवानां वनपर्वे पञ्चपाण्डवाः द्रौपदीश्च वनप्रस्थानम् एवञ्च पाण्डवानां वने व्यतीतसम्पूर्णकालस्य विवरणम् अस्ति विराटपर्वे पाण्डवानाम् अज्ञातवासः विषये वर्णितम् अस्ति एतस्मिन् समये सर्वे पाण्डवाः द्रौपदीश्च वेषेन वसन्ति स्म दुर्योधनः पाण्डवान् अन्वेष्टुं बहुप्रयन्तं कृतवान् परन्तु असफला अभवत् उद्योगपर्वे वर्णितम् अस्ति त्रयोदशवर्षानन्तरं पाण्डवानां स्वराज्ये प्रत्यागमनम् एवं स्वाधिकारः याचन्ते स्म भीष्मपर्वे कौरवपाण्डवानां युद्धं युद्ध्यं प्रारम्भं जायते भीष्मस्य नेतृत्वे युद्धं प्रारभ्यते द्रोणपर्वे भीष्मस्य अनन्तरं गुरुद्रोणाचार्यः युद्धेयोगदानविषये वर्णितम् अस्ति कर्णपर्वे कर्णार्जुनयोः यद्ध युद्धस्य वर्णनं वर्तते शल्यपर्वे कर्णस्य पराजयः अनन्तरं शल् शल्यस्य नेतृत्वे युद्धं विषये वर्णितम् अस्ति सौप्तिकपर्वे युद्धस्य अन्तिमपर्याय अस्ति युद्धे कौरवानां पराजयः अभवत् युद्धे बहु स्त्रीणां पतिः मृतः अभवत् तेषां कृते पाण्डवाः शोकपालनं कृता स्त्रीपर्वे तेषां वरं स्त्रीपर्वे वर्णितम् अस्ति शान्तिपर्वे युधिष्ठिरः राज्याभिषेकस्य वर्णनं क्रीयते अनुशासनपर्वे पीतामहभीष्मस्य उपदेशः उपदेशानि वर्णितम् अस्ति अश्वमेधपर्वे युधिष्ठिरः अश्वमेध यज्ञस्य आयोजनं कृतवान् एवम् अश्वमेधयज्ञस्य विषये वर्णितम् अस्ति तत्र आश्रम्वासिकपर्वे धृतराष्टः तस्य पत्नी गान्धारी एवं कुन्ती आश्रमे निवासः तेषाम् आश्रमे निवासः विषये वर्णितम् अस्ति मौसुलपर्व यादवराजवंशस्य पराजयः मौसलपर्वे वर्णितम् अस्ति महाप्रस्थानिकर्वे पाण्डवानां प्रस्थानविषये वर्णितम् अस्ति स्वर्गारोहणपर्वे युधिष्ठिरस्य स्वर्गगमनविषये वर्णितम् अस्ति